अहं शाकल् द्विपी समाजतः उत्तरभारतस्य अस्मि एषः समाजः समाजजनाः प्रायः बिहारप्रदेशे राजस्थानप्रदेशे अधिकाः दृश्यन्ते तत्र समुदायस्य विषयः एतादृशा एका कथा प्रसिद्धा वर्तते एते जनाः शाकल् द्वीप शाकल् द्वीपी ब्राह्मीणजनाः अन्यत्र कुत्रापि द्वीपे वसन्ति स्म यदा ते द्वीपे वसन्ति स्म भारते कश्चन राजा आसीत् यस्य कोपि रोगः अभवत् यस्य रोगस्य निदानं केवलमेते शाकलद्वीपी जनाः एव कर् कुर् कर्तुं शक्नुवन्ति इति तत्र अनुमानं वा उपायः प्राप्तः ता तर्हि रा राज् राज्यस्य शासनकर्तारः किं कृतवन्तः शाकलद्वीपान् जनान् अत्र आगमनाय पृष्टवन्तः ते जनाः शाकलद्वीपीयजनाः ततः आगत्य अत्र रा राजानः रोगनिदानं कृतवन्तः राजा यदा सम्यक् अभवत् तस्मिन् समये राजा तेषां कृते किमपि उपायनं वा धनं वा मम रोगमुक्तिः अभवत् अहं सन्तुष्टः अस्मि इति ददामि इति यदा प्रार्थितवान् तदा एते जनाः उक्तवन्तः यत् न अस्माकम् अस्माकं समुदायस्य तथा अस्ति यत् रोगनिदानाय नी रोगनिवारणाय वयं कदापि किमपि धनं न स्वीकुर्मः तत्तु सेवारूपेण एव भवतु अस्माकम् एषा शक्तिः दैविशक्तिः प्राप्ता वर्तते तस्याः उपयोगः समाजाय भवतु इति अस्माकं कृते तथा एका नियमरूपेण स्थापिता नियमरूपेण स्थापिता वृत्तिः अस्ति एषा इति तर्हि वयं किमपि न नयामः अत्र अस्माकं वासः उत्तमः अभवत् अस्माकं नाम अभवत् अत्र अनन्तरं रा राज्ञः नोगा रोगनिवारणमभवत् इति एव अस्माकं हर्षस्य कारणं तर्हि इतः अधुना वयं गच्छामः किन्तु यदा या रा राज्ञी आसीत् सा यदा श्रुतवती की एते जनाः ये मम पत्युः कष्टं दू दूरीकृतवन्तः ते किमपि न नयन्ति तर्हि सा किं कृतवती एतेषां यत्किमपि पेटिका वा किमपि आसीत् तत्र एकां लघु किमपि पोटलिकां सा धनेन सह स्थापितवती यदा एते जनाः स्व स्व प्रदेशं गन्तुमारब्धवन्तः अतः तेषां तेषां यत् तेषां यत् वाहनमासीत् जलवहनमासीत् तद् अन्ते निमञ्जनमेव भवति स्म ते अग्रे न गन्तुं शक्तवन्तः तेन कारणेन ते जनः अत्रैव वासम् कृतवन्तः अनन्तरम् अत्रस्त देशीयः एव अभवन् अनन्तरं यः शाकल्द्वीपः आसीत् तस्य शाकल्द्वीपस्य कदाचित् सागरे तस्य लुप्तता लुप्तता जाता सागरे एव लुप्तः जातः सः द्वीपः अतः ये जनाः अत्र भारते उपद्वीपे आसन् ते एव केवलं स्वस्य समाजमग्रे नीतवन्तः एतादृशी कथा अस्ति तत्र तत्र प्रामाण्यं कें प्रामाण्यं किमिति तु न वक्तुं शक्ष्यामि मुख्यः व्यक्तिः इति तु कोपि नास्ति तस्मिन् विषये तु अहं किमपि न वक्तुं शक्नोमि ये जनः पूर्वमागतः ते एव आदिपुरुषः अस्माकं समाजस्य इति एव केवलं जानामि